सङ्गीतं तु नादोपासनम् इति मम मतिः तत् तस्य उपयोगः मनोरञ्जनार्थमेव न किन्तु तद्रीत्या योगाभ्यासं क करणीयम् तदनन्तरं तत् तद्गतः अर्थविश्लेषणं क तदनन्तरं तस्य नादः उन्न न नादः नाददीर्घमपि अस्माभिः करणीयम् अस्ति अतः एव शास्त्रीयसङ्गीतस्यमेव अस्माभिः अभ्यासः कर्तव्यः मनोरञ्जककर गीतानि यत् यद्यपि क्वचित् स्थलेषु उपयु उपयुञ्जमानो भविष्यन्ति तेषां तु मोक्षसाधनं न भविष्यति इति इति कृत्वा स शास्त्रीय स सङ्गीतमेव मोक्षसाधनं भविष्यति भविष्यति इति क् इत्यर्थम् इत्यर्थं शास्त्रीयगीतमेव अस्माभिः मया रोचते